शिल्पकला तक्षणकला अपि कथ्यते अस्य अन्तर्गतं विभिन्नप्रकारैः पाषाणैः धातुभिः वा मूर्तिः निर्मीयन्ते प्राचीनकालादेव भारतदेशः धर्मप्रधान देशः अस्ति धार्मिकदेशश्च अस्ति अस्य स्थानस्य निवासिनः देवदेव्याः मूर्तिपूजां कुर्वन्ति भारते शिल्पकलाविकासस्य प्रवृत्तिः धार्मिका एव अभवत् तथापि भारते लौकिकशिल्पस्य अस्तित्वस्य उदाहरणानि सन्ति भारते शिल्पस्य विभिन्नरूपाः दृश्यन्ते बौद्धमूर्तयः हिन्दुधर्ममूर्तयः बौद्धावतारमूर्तयः जैनमूर्तयः मानवमूर्तयः धातुमूर्तयः विभिन्नधर्मस्य मूर्तिश्च